अस्माकं स्थानीयविद्यालयेषु संसाधनानाम् अभावत्वे बहुविधसमस्याः वर्तन्ते तानि तत्रत्याः बेञ्च् विण्डोस् वातायनादिकं सम्यक् न वर्तन्ते यद् बेञ्च् वर्तते तदपि समीचीनतया न वर्तते एकस्मिन् वर्षे

स्वच्छतादिकमपि न पालयन्ति अतः एता एतादृशसमस्याः भवन्ति तत्र सुधारणं कर्तुं समीचीनतया तत्र फ़ेकल्टी सम्यक्तया द्रष्टव्यं तत्रत्य आचार्याः उपाध्यायिकाः उपादध्यापकाः प्रांशुपालः इत्यादयः सम्यक्तया तत्र व्यवस्था द्रष्टव्या तेन तेन तत्र के दोषाः वर्तन्ते ते सर्वे परिहर्तव्याः कथं नाम यदा छात्राः यथेच्छया भग्नं नाशनम् इत्यादि कुर्वन्ति तद तदानीं ते तत्रत्यान् छात्रान् सम्यक्तया बोधयित्वा तत्र छेञ्ज् कर्तव्यं वर्तते एवञ्च तद् उद्धर्तुं समीचीनतया घोर्नमेण्ट् व्यवस्था इदानीं यत्नः कुर्वन्नस्ति विद्याक्षेत्रे सामान्यशिक्षालयेषु सर्वेषां कृते सर्वासां कृते अपि च सर्वकारतः स्यूतं पादरक्षा सैकिल् यानं पुस्तकानि सर्वानि उपलभ्यन्ते तेन सम्यक्तया विद्या अर्जयितुं शक्यते सम्यक्तया समीचीनतया उपाध्यायकाः अपि भवन्ति अतः इत्थं सुधारणं कृत्वा छात्राः पठेयुः स्तः यानि स्थानीयेषु विद्यालयेषु संसाधनानाम् अपि सम्यक्तया रक्षणं कर्तव्यम्